वेदानां विभागविषये वदनात् प्राक् अहं वेदानां विषये किन्तिं किञ्चित् वक्तुम् इच्छामि यः मन्त्रः सः वेदः वेदस्य चतुस्संहितानां कृते त्रयी इति शब्दः व्यवह्रियते त्रयी इत्युक्ते त्रिप्रकारकाणां शैली शैलीनां विषये बुध्यते त्रिप्रकारकाः शैल्यः यथा पद्यात्मक शैली अर्थात् ऋग्वेदः गद्यात्मकशैली अर्थात् यजुर्वेदः गायनविषयकशैली अर्थात् सामवेदः ऋग्वेदे स्तुतीनां सङ्कलनं विद्यते देवविषयकनदीविषयकप्रकृतिसङ्कलने यानि उपादानानि आवश्यकानि प्रयुक्तानि तानि अपि अत्र स्तु स्तुत्यन्ते प्राचीन ऋषयः तेषां स्वकीयतपोबलेन अर्जितं ज्ञानम् अर्थात् वेदमन्त्रम् सङ्कलितवन्तः तद् अनन्तरं तान् संहिता इति रूपं प्रदत्तवन्तः ऋषयः तु वेदान् वेदानां द्रष्टारः इति कथ्यन्ते ते तु वेदमन्त्राणां द्रष्टृरूपेण प्रसिद्धाः चतुर्णां वेदानां शाखाः विभिन्नाः सन्ति पतञ्जलिना वेदानां शाखाविषये उक्तं यत् एकविंशतिधा बाह्व्यृच्यम् अर्थात् ऋग्वेदस्य एकविंशतिशाखाः सन्ति एकशतम् अध्वर्युशाखाः अर्थात् यजुर्वेदस्य एकाधिक एकशतं शाखाः सन्ति सहस्रवर्त्मा सामवेदः अर्थात् सामवेदस्य एकसहस्रशाखाः सन्ति नवधाथर्वणो वेदः अर्थात् अथर्ववेदस्य नव शाखाः सन्ति परन्तु शौनकमतेन ऋग्वेदस्य पञ्च शाखाः सन्ति शाखाद्वयं तथा च श् शाखाद्वयं शुक्लयजुर्वेदस्य तथा च शाखाचतुष्टयं कृष्णव यजुर् यजुर्वेदस्य आहत्य यजुर्वेदस्य षट् शाखाः सन्ति सामवेदस्य शाखात्रयं सन्ति अथृ अथर्ववेदस्य नव शाखाः उपलब्धाः सन्ति